मूख्यसमस्या तु धनस्य अभावः मध्यवर्तिभ्यः ॠणप्रदातृभ्यः अपि ग्रामजनानां समस्याः भवन्ति वस्तूनि नयनानयने वाहनानाम् असौलभ्यः वस्तूनि रक्षितुं स्थलावकाशस्य अभावः ईदृश्यः समस्याः वर्तन्ते एतासां समस्यानां निवारणेन ग्रामीणव्यापाराणां पोषणं सम्यक् भवति भ